हरिः ओम्

आम् वदतु श्रीदा

आम् आल्बम् किमर्थम् आल्बम् शास्त्रीयसङ्गीतम् आड् कृत्वा कर्तुम् इच्छति वा भवती शास्त्रीयसङ्गीतं पठिता पठितवती आम् उत्तमम् आम् किं रागम् उबय् उभयः किं रागं भवती कर्तुम् इच्छति उपयोक्तुम् इच्छति

आम् आल्बे कति गानानि आड् कर्तुम् इच्छति सप्तगानानि वा दशगानानि नास्ति आम् आ अस्तु हरिः ओम् चिन्ता मास्तु तत्सर्वं चिन्ता मास्तु अधिकं न भवेत् किञ्चिदेव आवश्यकम् तत्सर्वं वयं विडियोमध्ये चर्चा करोमि अन्य सर्वं गानं भवत्याः स्वरेण एव कर्तुम् इच्छति वा अथवा अन्याः गायकाः आवश्यकाः वा

सप्तगायकाः वा एकः हा हा स्टुडियो श्वः स्टुडियो मेम् आगच्छतु तत्र वाक्यम् कुर्मः धन्यवादः